वेदाध्ययनार्थं तु षडङ्गानि शास्त्रेषु प्रोक्तानि शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं तथा कल्पश्च इति षडङ्गानि सन्ति तत्र अवश्यम् अध्येतव्यानि द्वित्राणि अङ्गानि युक्ते सर्वेषामपि अङ्गानां तावत्येव प्रामुख्यम् अस्ति तत्रापि व्याकरणम् अत्यन्तम् अवश्यं भवति एवं छन्दश्शास्त्रमपि अत्यन्तम् अवश्यं भवति वेदाध्ययनार्थं निरुक्तं ज्योतिषम् एवं कल्पशास्त्रमपि अत्यन्तं निरुक्तमपि तत्र वेदस्थपदानां निरुक्तिः भवेत् सम्यक् भा निरुक्तेः सम्यक् ज्ञानं यदि भवेत् तत्र तु निरुक्तस्य आवश्यकमपि अत्यन्तमस्ति व्याकरणशास्त्रस्य तु आवश्यं सर्वेऽपि जानीमः सर्वशास्त्रेषु अपि यदि व्याकरणं न न भवति चेत् तत्र अत्यन्तं क्लेशः स्यात् अतः व्याकरणस्य अवश्यं आवश्यकत्वमपि अत्यन्तमस्ति इति मम अभिप्रायः